भारतियया चलच्चित्रेषु आपातमधुरगीतानि बहवः बहूनि सन्ति किन्तु इदानींतनकाले सङ्गीतस्य उपरि पाश्चात्यप्रभावः अधिकः दृश्यते तथापि केचन कवयः उत्तमानि गीतानि रचयन्ति अपि अहं परिवारनेपथ्यक चलच्चित्राणि एव अधिकतया अधिकतया पश्यामि मम इष्टतमः नटः अस्ति नागार्जुनः नटी सुहासिनी अस्ति स्फूर्तिप्रदायकचलच्चित्रगीतानि अहम् इच्छामि ते एव मह्यं रोचन्ते इष्टतमः गायकः वर्तते बहवः सन्ति तत्रापि बालसुब्रह्मण्यं महोदयः सः सर्वासु भाषासु सहस्राधिकगीतानि गीतवान् पुनः बहून् गायकान् पाडुता तीयगा इति एकं कार्यक्रमं तत्र दूरदर्शने आयोजनं कृत्वा नूतनगायकान् सः तेभ्यः प्रेरणां दत्तवान् अधुना सः नास्ति किन्तु तस्य महोदयस्य नाम सङ्गीतप्रपञ्चे बालकतः ज्येष्ठपर्यन्तं वृद्धपर्यन्तं सर्वे अपि स्मरन्ति तस्य गीतानि स्फूर्तिदायकानि भवन्ति तस्य वचनानि अपि तादृशानि एव सन्ति